अहं प्रथमं वारं वारं पालक् सीड् सस्यानि आडर् कृतवती बहु सं अहं तत् मम उद्याने तत् बीजं स्थापितवती बहु सम्यक्रीत्या सस्यानि आगताः